गद्यं कवीनां निकषं वदन्ति इति वाक्यं तु वयं स्मरामः संस्कृतगद्यकारेषु बाणभट्टः अप्रतिमः तस्य कादम्बरी इति ग्रन्थे वयं समासभूयिष्ठवाक्यानि द्रष्टुं शक्नुमः विशेषतया वर्णनं चिन्तयामः चेत् वर्णनं पश्यामः चेत् अप्रतिमम् अस्ति एकैकस्य सरोवरस्य एकैकस्य पर्वतस्य नर्तक्याः राज्ञः महाराज्ञ्याः सर्वेषां वर्णनम् एव बाणभट्टस्य बाणभट्टेन कृतं दृश्यते तत्र एवं अत्यन्तं सुन्दरम् काव्यम् किन्तु किंचित् कठिनम् अपि कार् काव्यम् अस्ति यतः संस्कृते समासभूयिष्ठकाव्यम् एतदस्ति वस्तुतः संस्कृतस्य चम्पूकाव्येषु समासभूयिष्ठवाक्यानि भवन्ति तत्रापि बाणभट्टस्य गद्ये कादम्बर्यां तु समासभूयिष्ठवाक्यानि अत्यधिकानि सन्ति तथैव किंचित् काठिन्यमपि अनुभूयते अध्येतुम्